अस्माकं प्रदेशे तु सर्वदा घर्मः भवति एकस्मिन् वर्षे नवमा नवमासाः अपि घर्मः भवन् कथम् इत्युक्ते वयं सोढुम् अशक्ताः निद्रा अपि नागच्छति रात्रौ पुनः न तु केवलं रात्रौ एव न प्रातः अपि सर्वदा आतपः भवति बहिः गन्तुं न शक्नुमः गृहे अपि उषितुं न शक्नुमः तर्हि कुत्रापि पश्यामः चेत् कुत्रापि गच्छामः चेत् ए सि अपेक्षते अथवा पातुं किमपि शीतलं जलं वा अथवा शीतलपानीयं वा अपेक्षते सर्वदा एव एतादृशः अत्र एतादृशवातावरणम् अत्र भवति